त्रिसप्तति अधिक नवदशशततम वर्षस्य पञ्चममासस्य त्रिंशत् दिनाङ्कः सप्तषष् टि अधिक नवदशशततमस्य प्रथममासस्य एकविंशतिः दिनाङ्कः षण्णवति अधिक नवदशशततमस्य दशममासस्य नवदशदिनाङ्कः पञ्चनवत्यधिक नवदशशततमस्य द्वादशतममासस्य त्रयोदशदिनाङ्कः षण्णवत्यधिक नवदशशततमस्य दशममासस्य द्वाविंशतिः दिनाङ्कः